मम इष्टतमं पुस्तकं महाभाष्यं वर्तते एतत्पुस्तकं भगवता पतञ्जलिना प्रणीतमस्ति अस्मिन् पुस्तके अनेके विषयाः अथ च गूढतमस्यापि प्रश्नस्य सरलया गिरा भगवता भाष्यकारेण पतञ्जलिना उत्तरं दत्तं वर्तते किं बहुना इदानीं सङ्गणकस्य कृते व्याकरणम् अथ च संस्कृतभाषा अत्यन्तम् उपकाराय वर्तते इति सङ्गणकविज्ञाः वदन्ति तद् विषये भगवता भाष्यकारेण शब्दस्य द्वे लक्षणे कृते स्तः स्फोटात्मकस्य नित्यस्य शब्दस्य अथ च ध्वन्यात्मकस्य शब्दस्य च लक्षणं कृतं वर्तते एतल्लक्षणद्वयेपि ध्वन्यात्मकस्य शब्दस्य लक्षणविषये लोके प्रतीतपदार्थकः ध्वनिः शब्दः इति इति शब्दस्वारस्येन ध्वनेः अनित्यत्वं स्फोटात्मकस्य शब्दस्य नित्यत्वञ्च भाष्यकाराणाम् अभिप्रेतं वर्तते